नमस्कारः ऊबर तत्र एका ओटो रिस् एका केब् बुक् करणीया अस्ति हा तत् मम श्वः भाग्यनगरं विमानेस्थानके मम विमानमस्ति सायङ्काले पञ्चवादने आं तत्र श्वः एव प्रातः नववादने इतः न निर्गमनम् अस्ति तदा मम लोकेशन् अहं प्रेषिष्यामि अत्रैव कति रूप्यकाणि

प्रायः प्रातः नववादने तत्र चालकः आगच्छेत् हा अस्तु नमस्कारः